मया इदानीन्तः कस्मिन्नपि नृत्यस्पर्धायां भागं न गृहीतम् किन्तु अहं भागं गृहीतुं तु इच्छामि कस्मिन् नृत्यस्पर्धायाम् इत्युक्ते यत्र नृत्तम् अधिकं न भवति तत्र यत्र नृत्यं किञ्चित् भवति तत्र यत्र नाट्यम् अधिकं भवति तत्र भागं गृहीतुम् अहम् इच्छामि अत्र नृत्तं नृत्यनाट्यविषये वयं यदि भेदं जानीमः चेत् किञ्चित् उपयोगम् नृत्तं तु केवलम् अङ्गप्रदर्शनं एव अङ्गानां उपयुज्य वयं यद्दर्शयामः हस्तयोः पादयोः द्वारा तत् नृत्तं भवति तस्मिन् मध्ये किमपि अभिनयं न भवति नृत्यम् इत्युक्ते अङ्गाभिनयं भवति अत्र किञ्चित् मुखाभिनयम् अपि भवति किमपि इमोषन् दर्शयामः चेत् वयं कोपः दर्शयामः चेत् कोपानुभवं मुखे दर्शयितुं शक्नुमः नाट्यम् इत्युक्ते

इतोपि सात्विकाभिनयं मिलित्वा एव नाट्यम् इति वक्तुं शक्नुमः नाट्ये स्कोप् अधिकं भवति किमपि प्रदर्शयितुं नृत्ये अपि भवति नृत्ये अपि भवति किन्तु नृत्ये तादृशं वयं यदि कृष्णस्य पात्रं दर्शयामः चेत् यदि रुक्मिण्याः पात्रं पात्रं वयं दर्शयामः चेत् अस्माभिः नृत्तवस्त्राणि उपरि अन्यवस्त्रं धृत्वा दर्शयितुं न शक्नुमः केवलम् अभिनयं द्वारा एव वयं दर्शयितुं शक्नुमः किन्तु नाट्ये आहार्यं भवति यदा भवान् कृष्णस्य पात्रं धरति कृष्णस्य आहार्यम् अपि धृत्वा रङ्गे आगच्छति रङ्गस्थले यदा प्रेक्षकः प्रेक्षकाः भवन्तं वीक्षन्ति ते स क्षणे क्षणे तत्क्षणे एव ज्ञातुं शक्नुवन्ति एषः कृष्णः इति किन्तु नृत्ये भवत् भवतः वा भवत्याः वा अभिनयं दृष्ट्वा एव ते ज्ञातुं शक्नुवन्तः यदा अहं वेणुं वादयामि वेणुं दर्शयितुं नाट्ये शक्नोमि किन्तु नृत्ये केवलं मम हस्तं हस्तौ हस्तौ उपयुज्य एव अहं वेणुं दर्शयितुं शक्नोमि शक्नोमि साक्षात् वेणुं न दर्शयितुं शक्नोमि तत् नाट्ये शक्नोति अतः अहं नाट्यप्रदर्शनायां वा नाट्यस्पर्धा स्पर्धा तु मां तादृशं न रोचते स्पर्धा इत्युक्ते स्पर्धायाः कृते भवतः वा भवत्याः वा स्थरः अधिकं भवेयुः यः कोपि इदानीं मध्यस्तरे अस्ति ते स्पर्धायां गन्तुं न शक्नुमः शक्नोति किमर्थम् इत्युक्ते स्पर्धायां बहवः रसाः अभिनयं भवति बहवः इमोशन्स् प्रदर्शनं भवति सर्वे सर्वे सर्वं दर्शयितुं न शक्नोति अतः तस्य कृते किञ्चित् एक्स्पीरियन्स् आवश्यकम् एक्स्पीरियन्स् तु प्रेक्टिस् द्वारा एव आगच्छति तदेव